नमस्ते अस्माकं त्रिशूर्नगरे तत्र परिवहनं कर्तुं तत्र मेट्रो रैल् इत्यस्य आवश्यकता अतीव अस्ति यतो हि अधुनैव जनानां बाहुल्यं जातं प्रतिदिनं तत्र मार्गस्य अवरोधः दृश्यते त्रिशूर् नगरे इतस्ततः जनानां गमनमपि कष्टाय भवति विशिष्य प्रातः सर्वेपि स्वविद्यालयं कलालयम् अथवा कार्यालयं गच्छन्ति तदवसरे महते कष्टाय भवति तेन मेट्रो इत्यस्य आवश्यकता अतीव अस्ति एतदर्थं केन्द्रसर्वकारेण एवं स्थानीयकेरलीयसर्वकारेण च मिलित्वा यदि योजना काचन निर्मीयते चेत् अतीव तत्र सौकर्याय स्यात् इति विज्ञापयामि